मम तु विशिष्टः कौशलः भवति वाक्चतुरता यतः ये सर्वेपि स्वप्रियवाक्यमेव प्रियवाक्यप्रदानेन सर्वे ऋष्यन्ति जन्तवः इति खलु नियमः सर्वेपि प्रियवाक्यम् श्रवणेनैव उत्सुकाः भवन्ति तः सर्वेषामपि प्रीतिकरवचनाः दानेन सर्वेपि सन्तोषं जनयन्ति एवम् यत्र सर्वेषामपि जनानामेव तत्र वचने कथने किञ्चित् मधुरता भवितव्या कोपो भवति परन्तु तत् अनिवार्यतया कोपं तत्र अस्वीकृत्य एव अस्माभिः प्रियवाक्यं दातव्यम्